उद्योगम् अतिरिच्य मम इष्टतमं कार्यम् अस्ति पाककरणं पाककरणम् इत्युक्ते भोजनपदार्थनिर्माणम् इति स्वीकर्तुम् शक्यते भोजनं सर्वेषां कृते अपेक्षते तदपि शुद्धभोजनं स्वादुभोजनं भवति चेत् इतोऽपि सम्यक् भवति इत्यतः कारणेन मम कृते इष्टतमं कार्यम् अस्ति भोजनम् भोजनिर्माणं भोजनखादनमपि इष्टतममेव भोजननिर्माणमपि इष्टतममेव यथा सर्वे ए स्वादुः इति वक्तव्यं तथा भोजननिर्माणं कर्तव्यम् इति मम इष्टतमं कार्यं मम उद्धेशः अस्ति भोजननिर्माणे भोजनान्ते सर्वे मम स्मरणं कर्तव्यं तथा भोजननिर्माणं कर्तव्यं तत्रापि कटुतिक्त कषायादिनवरसाः भवन्ति एवं तत्रापि बहुविध भोजनानि भवन्ति पानीपुरि एतद् इदानीन्तन चाट्स् मध्ये गच्छामश्चेत् पानीपुरि गोल्गप्प गोबि इत्यादिकं बहु वर्तते एवं वेस्ट्रन् एतद् आहारपद्धत्यां गच्छामश्चेत् तत्रापि पिज़ बर्गर् इत्यादिकं बहु ब् वर्तते एवं बहुविधपदार्थाः भवन्ति एवं वयम् एतद् गृहे किं खादामः खादामः इति चेत् एतद् अन्म् ओदनम् ओदनम् एवं सारं खादामः एवं व्यञ्जनं संस्थाप्य खादामः एवं पायसं खाद्यं खादामः एवं जलमपि पिबामः जलमपि बहु आवश्यकम् अस्ति भो पाकनिर्माणार्थं